इदानिं ये जिज्ञासवः स्पार्धात्मकपरीक्षां स्वीकृतुं सिद्धाः छात्राः सन्ति ते एकं तु सर्वदा अपि वार्तापत्रिकापठनं तु सर्वदा उच्यते तज्ञः वदन्ति वार्तापत्रिकापठनं कर्तव्यम् एव इति तत् तत् सदृशमेव अन्यद् एकं चिन्तनं तु इदानीं यूट्यूब् माध्यमेनापि अध्ययनं कर्तुं शक्यते बहु जनाः सन्ति एकं तु इदानिं मम मनस्वि मनसि अहं स्मरामि दृष्टि ऐ ए एस् इति एकं चेनल् वर्तते यत्र विकास् दिव्यकीर्ति इति एकः बहु प्रसिद्धः तज्ञः सर्वदापि ऐ ए एस् विषये ऐ पि एस् विषये तादृश स्पर्धात्मकपरीक्षाविषये बहुसम्भाषणं करोति बहु अद्भुतं पाठं करोति सः तत्रापि गन्तुं शक्यते तादृश सोशयल् मिडिया विशेषतः यूट्यूब् मध्ये एतादृश बहु विडियोस् ते भवन्ति तत्र अध्ययनं कर्तुं शक्यते पुनश्च पुस्तकानि तु सन्ति एव ते सर्वदापि स्पर्धात्मकपरीक्षासु साहाय्यम् आचरन्ति पुनश्च तज्ञाः सर्वदापि गन्तव्याः महापुरुषसंश्रेयः इति आचार्याः अपि वदन्ति इति कारणतः तद् सर्वदापि मनसि निधेयम्